क्रीडाः मानवजीवने बहु उपयोगी वर्तते यतो हि क्रीडा माध्यमेनैव अस्माकं शरीरस्य पौष्टिकता पुष्टिः व वर्धते एवं योगासनादिकं योगः क्रियते खलु योगः क्रीडा इत्युक्ते योगः एव योगः कर्मसु कौशलम् इत्युक्तम् यद्वयं कुर्मः तत्र कौशलत्वम् आगच्छति योगेन अन्यत् क्रीडया अस्माकम् शारीरिकः मानसिकः बौद्धिकः तत्र दुःखानां निवारणं भवति तत्र आनन्ददायकं शान्तिदायकं भवति यतो हि यदा अस्माकं शरीरं स्वस्थं भवति तदा एव स्वस्थे शरीरे एव स्वस्थं मस्तिष्कं भवति स्वस्थे मस् मस्तिष्के एव वयं यत् किमपि सर्वम् अपि एकत्र एकत्रिकर्तुं प्रभवामः अतः मानवजीवने क्रीडाणाम् आवश्यकता क्रीडया अस्माकं शरीरस्य सर्वमपि तत्र आलस्यं यत् किमपि सर्वे अपि रोगाः दूरी भवन्ति अतः क्रीडाः मानवजीवने सर्वोप् सर्व प्रथमम् उपयोगी वर्तते